अहं तु वृत्या चित्रकारः नास्मि न तु तस्मिन् क्षेत्रे निपुणः केवलं मया चित्ररचनायां रुचिः वर्तते यदा कदापि चित्राणि रचयामि प्रेरणा इत्युक्ते गृहे विद्यमानतञ्जावूरुमैसूरुशैल्यां रचित देवताचित्राणि एव तान् दृष्ट्वा एव अहम् अपि किञ्चित् चित्रं रचयितुं यतमानः आसम् मङ्गलं श्रीनिवासन् इति काचित् प्रसिद्धा चित्रकारिणी वर्तते तस्याः रङ्गवल्यः चित्राणि च दृष्ट्वा अहं प्रेरणां प्राप्तवान् अहं पौराणिक इतिहासपात्राणां सन्निवेशानां विषये रचित चित्राणि द्रष्टुम् इच्छामि